हरि ओम् स्विगि वा नमस्ते अहं द्वादशवादने वटकार्थम् ओर्डर् दत्तवान् आसम् एतावर्यं एतावत् पर्यन्तं न दत्तम् अस्ति इदानीं सार्धद्विवादनम् कः विषयः का स्थितिः इति वक्तुं शक्यते वा